नमस्कारः अस्माकम् एकः सत्सङ्ग समुदायः अस्ति सत्सङ्गसमुदाये अस्माकं गुरुः महोदयः आगच्छति सः अस्माकं कृते अस्माकं समुदायस्य कृते बहु धार्मिकविषयाः बोधयति भगवद्गीता विषयाः रामायणस्य विषयाः बहु पुराणस्य विषयाः बोधयति वयं सर्वे बहु बहु सन्तोषेण महोदयस्य वचनानि शृण्वन्ति अस्माकं कृते ते तस्य वचनानि बहु सम्यक् भवति महोदयं प्रति पर्वदिने अपि अस्माकं मन्दिरे अपि आगच्छति मन्दिरे बहु बहवः जनाः अपि आगच्छन्ति महोदयः बहु विषयाः पुराण विषयाः भगवद्गीतविषयाः अपि बहु विषयाः बोधयति अस्माकं गीतम् अस्माकम् सत्सङ्गसमुदाये गीताजयन्ती बहु सम्यक् रूपेण भवति गीताजयन्ति उच्चवे अन्य गुरोः अपि अन्य गुरुः अपि गुरुः अपय् आगच्छन्ति गुरवः अन्यगुरवः गुरवः अपि आगच्छन्ति तस्य तेषाम् अमूल्यसन्देशाः अपि ददा ददति वयं सर्वे श्रुत्वा तस् तानि धार्मिकविषयाः आचरितुम् आचरितुं प्रयत्नं कुर्वन्ति धन्यवादः